चारणं नाम पर्वतारोहणम् अहं न कृतवान् तथापि सङ्कल्पेन पर्वतान् आरुह्य किमपि भा मनसि या भावना जायेत तस्याः विषये सङ्कल्पभावः जायेत तस्याः विषये वक्तुं प्रयत्नं करोमि वस्तुतः ए एकवारं तु मया पर्वतारोहणं कर्तुं प्रयत्नः कृतः तद् तत् तस्मिन् अहम् असफलः सम् सञ्जातः प्रयत्नस्तु कृतः तु अधिकः

विंशतिवर्षेभ्य पूर्वन्तु मया कृतं तत्र सुहृदः आसन् एकः वरिष्ठः अध्यापकः अपि आसीत् पय्नुर् महाविद्यालयात् एकवारं तत्र गतवान् तत्तु सम्मार्गेण बाङ्गलूर् मध्ये बेङ्गलूर् गमनमार्गे एकः तत्र वनेन एकः मार्गः अस्ति तेन मार्गेण तु वयं पञ्च षड् वा जनाः तत्र गतवन्तः यावत् कोडजाद्रिं यावद् अम्बासकाशं यावत् गतवन्तः उपरि उपरि किम् अस्ति तत्र तस्य सर्वज्ञपीठः तावद् गन्तुं सामर्थ्यं न अभवत् तावद्गमने तु गमनेन तु महान् आनन्दः जातः तावत् गमनेन एव अस्माकम् आनन्दः अभवत् वस्तुतः तत्समये अस्माकं वरिष्ठः अध्यापकः एकः आसीत् कृष्णन्नम्ब्यार् महोदयः इति एकः आसीत् तत्समये सः सप्ततिः किमपि सप्ततिः सम तादृशम् आयुः आसीत् इति मन्ये तस्य सः पद्भ्यामेव तावद् पर्यन्तम् आगतवान् इति दृष्ट्वा तद् ते अत्यन्तं विस्मयावहाः जाताः अस्माकं तु अस्माभिः तु सः स एवमेव गतवान् किन्तु तावद् ते पद्भ्याम् आगतवन्तः इति श्रुत्वा दृष्ट्वा च ते जनाः उपरि ये आसन् ते तु तेषां तु अद्भुतमासीत् सः एव अनुभवः इदानीं मम मनसि आगच्छति